हरिः ओम् पवनव्यासः वदामि महोदय अहं पूर्वं चर्चां कृतवान् आसं गृहस्य विषये अह एकं गृहं क्रेतुं इच्छामि भवान् दर्शयति किं अत्रैव त्रिवेणीनगरे यदि दर्शयति तर्हि सुन्दरं स्यात् सम्यक् स्यात् चिन् चिन्ता नास्ति चिन्ता नास्ति गृहं तु दर्शयतु अस्माकं कृते फ़ोर् र् बी एच् के अपेक्षितं गृहम् एकवारं दर्शयतु भवान्

अहम् अत्रैव अस्मि भवतां गृहे गृहसमीपे एव अस्मि कृपया दर्शयतु एतत् भवनं पूर्वमुखि वर्तते वा आग्नेयमुखि इति प्रतिभाति मम तु अस्तु अस्तु एतत् बहिः किम् अतिथीनां कृते एतद् स्थानं कल्पितमस्ति वा एतत् पाकशाला कुत्र अस्ति अत्र इयं तु प्रोन्नता पाकशाला दृश्यते माड्युलर् किचन् अस्ति किन्तु जलस्य निस्तारणव्यवस्था कुतः कल्पिता अस्ति अत्र अत्र किं पत्राणि स्थापयितुं स्थानं कल्पितं वा महोदय एतत्तु सम्यक् अस्ति पाकशाला तु सम्यगस्ति किन्तु अत्र वात वायोः गमनागमनमार्गः वातायनम् इत्यादिकं सम्यक् न दृश्यते भोः अहो एवं वा अस्तु शयनप्रकोष्ठाः कति सन्ति अस्मिन् भवने अहो अहो अत्र अस्मिन् शयनप्रकोष्ठे स्नानगृहं संलग्नमस्ति वा अहो अत्र बहिः मार्गः दृश्यते एषः मार्गः कुत्र याति मूल्यं मूल्यम् एतस्य वदतु कियत् भविष्यति नैव भोः बहु अधिकम् अस्ति अहं शिक्षकः अस्मि अस्तु महोदय अहं गृहसदस्यैः सह विचारं कृत्वा वदिष्यामि धन्यवादः अस्तु अस्तु नमो नमः नमो नमः